इदानीं विद्युत् शक्त्या विना ग्रामे किमपि कार्यं न चलति यतः विद्युत्शक्त्या एव मोबैल् चार्जिङ्ग् भवति विद्युत्शक्त्या एव अस्माकं प्रातःकाले उपहाराय मिक्सि चालनं भवति मिक्सि यन्त्रस्य चालनं भवति अनन्तरं विद्युत्शक्त्या एव अस्माकं दूरदर्शनस्य चालनं वा सम्पूर्णं भवति कृषिक्षेत्रे अस्माकं किं

पम्प् इति कथयामः तेनैव चालनेनैव वृक्षाणां कृते जलस्थापनं भवति अतः विना विद्युत्शक्त्या किमपि कार्यं कर्तुं न शक्यते